नमो नमः ग्रामीणं तथा नगरीयशिक्षणपद्धतेः विषये मम अभिप्रायः अयं वर्तते यत् ग्रामीणक्षेत्रे उद्यानस्य बाहुल्यता वर्तते तत्र कृषिक्षेत्रं वर्तते वृक्षाणि भवन्ति पृथक् पृथक् रूपेण पुष्पाण्यपि भवन्ति तत्र यद् शिक्षणं दीयते शिक्षकैः तद् मूल्यपरकं वर्तते तद् संस्कारपरकं वर्तते तद् सर्वविध छात्रस्य यद् आवश्यकं वर्तते तदाधा तद् आधारेण एव तत्र शिक्षणं दीयते किन्तु नगरीयशिक्षणे केवलं तादृशं शिक्षणं दीयते यद् तेन वृत्त्योपार्जनं भवेत् कुत्रापि नियोजनं स्यात् पुनः एतद् सर्वम् उद्यानं वृक्षाः सर्वमपि तत्र फलके स्थाप्य चित्राणि स्थाप्य दीयते